नैन्टीन् नैन्टी वन्तमे वर्षात् अधिकानां मौलिकसुधारणानाम् अनन्तरम् द्विसहस्रतमे दशके तेषां नवीनकरणस्य अनन्तरं भारतं मुक्त विपण्य अर्थव्यवस्थायाः दिशि प्रगतिम् अकरोत् भारतीय अर्थव्यवस्था अद्यापि उत्तमं प्रदर्शनम् कुर्वती अस्ति विदेशीयनिवेशः शिथिलविनि विनियमा च देशे महतीं बुद्धिं जनयन्ति भारतीयवृद्धिदर जी ट्वेन्टि देशेषु द्वितीयसर्वाधिकः आसीत् उदयमान विपण्य अर्थव्यवस्थायां कृते औषधात् प्रायः द्विगुणः च आसीत् एतस्य लचिलतायाः आधाराः सुदृढ घढेलु म माघध सशक्तसार्वजनिक मूलसंरचना निवेशः सुदृढवित्तीयक्षेत्रं च आसीत् निजनिवेशं वर्धयितुं निजनिवेशः आर्थिकवृद्धेः प्रमुखः चालकः अस्ति यतः एतेन उत्पादकता उत्पादकता नवीनता प्रतिस्पर्धा च वर्धते व्यापारस्य सुगमतां सुधारयितुम् निगमकरस्य न्यूनीकरणाय ऋणप्रतिश्रितम् प्रदातुं प्रत्यक्ष विदेशीय निवेशम् आकर्षयितुं च सर्वकारः सर्वकारणान् अनेकाः उपक्रमाः कृताः सन्ति डिजिटल् बेङ्किङ्ग् अन्तर्निर्मितं संरचनाद्वारा सक्षमाः डिजिटल् ऋणम् मञ्चाः एतेषां व्यवसायानां कृते ऋणस्य सुलभता सुलभतयाः प्रवेशं प्रदास्यन्ति एषु प्रायः पारम्परिक माध्यमेन ऋणं प्राप्तुम् चुनौतीः भवन्ति वित्तस्य एषाम् उपलब्धिः एम् एस् एम् ई संस्थानां विकासाय निवेशं कर्तुं राष्ट्रस्य रोजगारसृजनम् आर्थिकविकासे च योगदानं दातुं च शक्नोति